तव समीपे स्नानपेनकं स्वीकृतं मया तत् स्नानपेनकं डेट् बार् भवति डेट् बार् स्नानफेनकस्य विक्रयणं निषिद्धं वर्तते अतः डेट् बार् स्नानफेनकं सर्वे अपि न स्वीक्रियन्ते अहं स्वीकृतं अहं बुद्धिहीनः इति मत्वा तम् आपणं पुनः न गच्छामि